हल ओ हरिः ओम् हरिः ओम् हा कः ह वद च

सत्यमहम् अत्रत्यम् एकं ल्लाट् अस्ति तस्य अहं सेक्युलिटि अस्मि भगिनि किम् अवश्यकं भवति भाटकार्थमपि अस्ति क्रयणार्थमपि अस्ति क कीदृशं भवत्याः अवश्यकम् अस्माकं बेड्रूम् द्वे बेड्रूम् द्वयमस्ति त्रयमस्ति पञ्च अस्ति कीदृशम् अवश्यकम् अस्माकं बृहत् प्लाट् अस्ति भगिनि अत्र तु मम हा यजमानस्य

अस्तु हा एतम् अस्ति भगिनि एतत् बहु एरियापि बहु उत्तमः एतद् मार्गः अस्ति अत्र समीपे एव मेट्रो अपि अस्ति उत्तमः राजमार्गः अपि अत्र दृश्यते बहु पा पाश्वे समीपे एतद् भविता अपि अस्ति उद्यानमपि अस्ति बहु सम्यक् अस्ति किन्तु चतुर्थ अट्टे नास्ति भगिनि पञ्चमः अट्टे भवती मिलति यद् भवान् भवती पृष्टं प्रोफोस् इत्युक्तौ इत्युक्ते अस्माकं यतोहि भवति पञ्चमाट्टे भवतु अपि अस्माकं ल एतद् सोपानां लिस्ट् वदामः किल तदपि अस्ति किल तस्य उपयोगः शक्यते किल कस्यापि वा भवतु ओ एव रा

अस्माकम् एतत् नगरस्य मध्ये एव अस्ति कावेलीवातारे एव भवति यत्र ह्म् सत्यं पाावनार्थं सर्वविध उपयोगार्थमेव अत्र भवति चतुर्थ अट्टे अस्ति भवती यद् त त्रिप्रकोष्टाः त्रयः प्रकोष्टाः पृच्छति किल तद् नास्ति प्रकोष्टद्वयस्य एकः तद् प्लाट् अस्ति भवती यदि तद् गृहम् इच्छति चेत् तद् भवती शक्यते इति अहं मन्ये

अस्तु एकवारं भवत्याः परिवारेण सह भवती आगच्छतु अन्यदेकं ते धनं दत्वा गतवन्तः किन्तु ते आगच्छन्ति वा न वा इति संशयः अस्ति मम यजमानेन सह अहं वार्तालापं कृत्वा अहं भवत्याः वदिष्यामि एका चतुर्थात् स्तरे तृतीयप्रकोष्टे त्रयः प्रकोष्टाः सन्ति तादृशः अस्ति किन्तु भवद्भिः अत्र आगत्य यदि वयं साक्षात् वार्तालापं कुर्वन्ति तत् सम्यक् भवति भगिनि कृपया एकवारं भवतः परिवारेण सह आगच्छतु आगत्य एकवारं पश्यतु भवत्य यत् इष्टं भवति अस्माकं स्ट्रच्चर् एतत् सर्वं बिल्डिङ्ग् सर्वं भवनं दृष्टं भवत्यपि उत्सुकता भवति अत्रैव आगन्तुम् अस्माकं यजमानः बहु उत्तमः अस्ति सः बहु उदारी अपि अस्ति चिन्ताम् मा करोतु कृपया एकवारम् आगच्छन्तु भगिनि कदा आगच्छन्ति अहं मम यजमानस्य कृते दश वदिष्यामि धन्यवादः